नमस्ते हरिशङ्कर भोजा भोजनालयः वा अहं जया वदामि मया दश निमेषात् प्राक् भवतः भोजा भोजनलयात् पञ्चाशत् समोसा आनीतम् यतोहि मम गृहे कश्चन प्रसङ्गः चलति अतः किञ्चित् अधिकं चट्णी अथवा टोमेटो सोस् प्रेषयन्तु इति निवेदयामि धन्यवादः